मया कदापि फ़ेस्बुक् ट्विटर् इन्स्टाग्राम् इत्यादीनां सामाजिकमाध्यममञ्चानाम् उपयोगः नैव कृतः तत्र किमपि द्रष्टुं मह्यं न रोचते तस्मिन् अथवा तेषु स्थलेषु मया किमपि पोस्ट् एतावता न कृतम् अस्ति परन्तु अहम् अन्तर्जालव्यवस्थाम् उपयोक्तुम् इच्छामि तत्र च आङ्ग्ललेखान् पठामि एवं संशोधनपद्धतेः विषयम् आधारीकृत्य लिखितान् विषयान् पठितुम् इच्छामि एवं नूतनविचाराञ्च अवश्यं ज्ञातुम् इच्छामि